तव कम्पनी अस्ति खलु तव डिलिवरि पार्ट्नर् बहु क्रुद्धवान् मम सह सम्यक् वार्तालापं नाकरोत् सः अवदत् मम एड्रेस् अन्यत्र अस्ति किन्तु अहं तत् आप् मध्ये करेक्ट् अड्रेस् फ़ीड् अकरोत् किन्तु डेलिवरि पार्ट्नर् मया सह बहु सम्भाषणं बहु आर्ग्युमेण्ट् अकरोत् अहं तु बहु न प्रसन्नः अस्मि